वर्तमानपरिदृश्यविज्ञापनस्य अधिकजनान् प्राप्तुं विज्ञापने सत्यं वक्तव्यं हास्यमपि भवेत् सरलं भवेत् केचन विज्ञापने

ब्रम्हाण्डं प्रदर्शयति वस्तु बहु अल्पं भवति सरलतया अस्ति चेत् तद् अधिकजनान् प्राप्तुं शक्यते तत्र एका ह्युमन् टच् अस्ति चेदपि जनाः इच्छन्ति इदानीं आच्चि मसाला इति मसाला प्राडक्ट् विज्ञापने तत्र सः दिव्य अङ्गानां एव अधिकतया तस्य स्थापने सः कार्ये नियोजितवान् अतः तत्र एक ह्युमन् टच् अस्ति किल ते तादृशजनानामपि वयम् उपयोगं कृत्वा तत्र लाभदृष्टिः अपि अस्ति समानसमये परोपकारः अपि तत्र प्रदर्शितं अतः मम सर्वदा भिन्नभिन्नं ब्राण्ड्स् सन्ति चेदपि एतादृशं यः सामाजिक हितं चिन्तयति तस्य वस्तूनि वयं स्वीकुर्मः इति बहवः सज्जनाः ये सन्ति ते तादृशमेव चिन्तयन्ति अतः सामाजिकहितदृष्ट्या यः तस्य व्यापारं करोति तद् वदति अपि विज्ञापने तदा जनाः अवगच्छन्ति तादृशवस्तूनि स्वीकर्तुमपि बहवः जनाः इच्छन्ति